योगः विद्यालयेषु छात्रेभ्यः आवश्यकः विद्यते यतोहि योगः चित्तवृत्तिनिरोधः छात्रेषु एवं मानसिकता भवति परिक्षायाः सिद्धता दैनन्दिनकार्येषु सल्लग्नता क्रीडाः तथा गृहकार्याणि इत्येवं विभिन्नरूपेण कार्यकलापाः छात्रेभ्यः शालासु दीयन्ते तत्रैव यदि अस्माभिः योगः ध्यानं प्राणायामः इत्यादि योज्यते तर्हि छात्राः मानसिकरूपेण दैहिकरूपेण च शान्तताम् अनुभवन्ति येन च तेभ्यः एकाग्रता तथा पठनैकदृष्टिः आसक्तिः वर्धते अतः शालासु तथा शालाभिन्नछात्रसमूहेषु च योगासनादि कार्याणि अभ्यासः अध्ययनं प्राणायामादि विषयानां योजनं च भवेत् शैक्षणिक उन्नतिः अपि योगाभ्यासेन निश्चयेन सिध्यति यतः यः योगासनवित् सः पाठेषु एकाग्रतया मनः निदधाति